अध्यापकवृत्तौ अहमस्मि अध्यापनमेव मम कार्यम् उद्योगम् उद्योगं विना अहं विविधभारतपर्यटनं करणीयमिति मम वर्तते इच्छा पुनः तरणं तरणं नाम स्विम्मिङ्ग् उद्योगं विना अन्यत्र पाठ पाठनम् अन्यत्र पाठनम् एवं वार्तापत्रिकायाः अध्ययनं इत्यादयः हाबि इत्यादयः हाबि हाबि अभ्यासाः सन्ति एवं अभिरुचिः अत्यन्ता नाम चलनचित्राणां दर्शनमपि नाम सामाजिक समाजान् समाजं प्रति यत् चलनचित्रम् उत्तमं सन्देशं प्रेषयति तादृशानां चलनचित्राणां दर्शनं मम अन्यः उद्योगात् उद्योगं उद्योगानन्तरं नाम कार्यं समाप्य एवं क्रियते मया इति अभिप्रायः अभिप्रायं प्रकटयामि